अहम् उत्तरप्रदेशे विद्यमानं वाराणसी इति प्रदेशम् अगच्छम् तत्रत्य गङ्गा आरतीं दृष्ट्वा महान् आनन्दः जातः एवमेव तत्र विद्यमानानां जनानां जीवनशैलीं दृष्ट्वा अथवा गङ्गातटे विद्यमानानां घाट् इति भागः अथवा इति प्रदेशस्य विद्यमानसौन्दर्यं दृष्ट्वा अपि महान् सन्तोषः जातः एवमेव अन्यः प्रदेशः मया एवं दृष्टः वर्तते हरिद्वारम् ऋषिकेशम् इत्यादयः प्रदेशाः हरिद्वारे अपि अनेके देवालयाः सन्ति यत्र सर्वेऽपि शान्ततया उपविशन्ति प्रार्थनाञ्च कुर्वन्ति एवमेव ऋषिकेशे अपि ऋषिकेशः इति तावत् पर्वतप्रदेशः ततः हिमालयात् आग् प्रवाहिता गङ्गा ऋषिकेशद्वारा एव गच्छति तत्र ऋषिकेशे गङ्गाजलस्य बहुशैत्यम् अस्ति अपि च बहवः तत्र स्नानं कुर्वन्ति एवं बहुरमणीयं स्थानम् अस्ति ऋषिकेशः इति